तव इष्टतमः सङ्गीतप्रकारः कः एते प्रश्नः मम बहु गीतानि रोचन्ते किन्तु एकं गीतं लुक्काछुप्पी लता मङ्गेश्कर् लता मङ्गेश्करस्य गीतम् अस्मिन् गीते बहु पीडा अस्ति यतोहि पुत्रः स्व मातुः विरहः भवति अनेकानि गीतानि क्यः बटौ इव सन्ति किन्तु एकं गीतं राम राम टट्ते रट्ते बीति रे उमर्या रगुकुल नन्दन कब आवोगे भिल्लनिखि डगल्या यः गानं एताः गानं सबरी स्व मे स्वं रामसुधी दशरथनन्दन रामचन्द्रम् शबरी स्वमेस्वरं ददाति रामः एव लक्ष्मणां सीतां सीताः वि विचरन्ति ते रामं लक्ष्मणः शबरी भवनम् आगच्छति शबरी मुख इष्टं भवतां रामः खादति